यदि मम ग्रामे कश्चन शुनकः दष्टः इत्युक्ते अहं प्रथमं तस्य वा तस्याः वा प्रथमम् आह्वय उपविशतु इति वदामि तदनन्तरं जलं दास्यामि यत्र तत् दष्टः शुनकः दष्टः तत्र अहं तत् उपरि एक बन्धनं रज्जुः उपयुज्य बन्धनम् करोमि तदनन्तरं फ़स्ट् एैड् तस्य कृते दास्यामि तदनन्तरं तदनन्तरं हास्पटल् निमित्तं प्रेषयिष्यामि नयामि च